क्रीडायां जयापजयः सामान्यः एव तत्र कथम् जयतव्यं नाम कथं विजयं प्राप्तव्यम् इति चेत् तत्र उदाहरणार्थं वयं क्रिकेट् गृह्णामः तत्र एकादश जनाः क्रीडां क्रीडां करोति तत्र यदि बौलर् कन्दुकं हस्ते हस् हस्ते प्रगृह्य सः बौलिग्ङ् कुर्वन्ति इति चेत् तत्र केचन विषयः केप्टन् तत्र गत्वाएवम् एवं कार्यम् एवं कार्यमिति वदनीयं तदा यदि सर्वे जनाः केप्टन् केप्टन् मार्गदर्शायां गच्छन्ति चेत् तदा विजयं भवति सामान्यतः भवति तत्र कानि मनस्पर्धाणि भवन्ति उदाहरणार्थं यदि केप्टन् सः तैः सम्यग् न मिलन मेलनं न कुर्वन्ति न भवति इति चेत् तदा तादृशाः क्रीडाकाराः नाम तत् प्लेयर्स्मध्ये असमीचीनम् असमि असमीचीनता उद्भवन्ति तस्मात् तत् केप्टन् यः अस्ति सः सम्यक् तादृशीं टीं नाम

प्रचलनीयम् अथवा यदि अपजयम् अववयम् प्राप्मः तदा अस्य दिनस्य लक् नाम अदृष्टः मम समीपे नास्ति इत्येवम् इत्येवं चिन्तां कृत्वा तत्र

विरामं करणीयं तस्मात् असफलतया असफलता क्रीडायां नैपुण्यं प्राप्तुं कथं सहाय्यं करणीयं करोति मम सहाय्यं तु अहं ब्याट्स्मेन् तस्मात् मम साहाय्यम् असफलता असफलता क्रीडायां कथं भवति यदि अहं रण्स् न न ताडयामि तदा तदा टीम्मध्ये असफलता प्राप्नुवन्ति तस्माद् अहं सम्यक् ब्या ब्याटिङ्ग् कर् कृत्वा अहं तत् क्रीडायाम् असफलतां न तादृशी असफलता मम क्रीडायां मम टीम्मध्ये न न भवति इत्युक्त्वा एवं सर्वे सर्वे अपि कार्यम्